योगाभ्यासेन मया बहवः लाभाः प्राप्ताः यत् ये मानवाः प्रतिदिनं योगाभ्यासं कुर्वन्ति सर्वे मानवेषु मघ्ये शरीरे ये ये रोगाः सन्ति ते सर्वेपि रोगाः निवारणं भवति योगाभ्यासेन यदि अहम् अहं प्रतिदिनं सूर्यनमस्कारः प्राणायामः अनुलोमविलोमः अहं करोमि तत् बहवः लाभाः प्राप्तुं शक्नोमि